मह्यं चित्रकरणं मोदते चित्रकरणकुशलता मयि अस्ति मां कृते यत् चित्रं दीयते अहं तच्चित्रं दृष्ट्वा तथा अदृष्ट्वा अपि तथा विविध प्रबार प्रकारकः अहं चित्रम् अपि अङ्कनं कर्तुं शक्नोमि ईश्वरः कृते तथा ईश्वरचित्रम् अहं चित्रयितुं बहु इच्छामि सम्यक् चित्रयामि च यदि अहं सर्वदा चित्रस्य अङ्कनं तथा बहूनां चिन्त्र चि चि चिन्त् चित्राणाम् अङ्कनानाम् अभ्यासं करोमि तदा मम कौशल्यस्य अभिवर्धनं भविष्यति